अवश्यं अहं विषयेऽस्मिन् किञ्चित् अधिकं वक्तुं असमर्थोऽस्मि यतोहि अहमपि एकः ग्रामवासी अस्मि वयं नगरेषु पश्यामः नगरवासिनां जनानां स्ट्रेस् भवति मानसिकीवेदना भवति तथा रोगाः मानसिकरोगाः उदररोगाः अन्ये च शरीरे वर्तमानाः रोगाः ग्रामीणजनानां कृते न भवन्ति अथवा तेषां मानसिकरोगाः अपि न भवन्ति यतोहि ते शरीरेणापि महान्तं श्रमं कुर्वन्ति पुनः मनसः विनोदाय ते क्रीडां अपि कुर्वन्ति तत्र भिन्नेषु वयस्सु वर्तमानः जनः भिन्नां क्रीडां कर करोति यथा बालानां क्रीडा पृथक् भवति महिलानां क्रीडा पृथक् भवति तत्रापि बालिकानां अल्पीयसीनां बालिकानां क्रीडा पृथक् भवति ये वृद्धाः सन्ति तेषां क्रीडाः भिन्नाः सन्ति एवं प्रत्येकं आयुवर्गस्य तत्र तत्र भिन्नाः क्रीडाः कल्पिताः सन्ति ग्राम्यजीवने अतः तत्र वर्तमानाः जनाः क्रीडया शरीरं पुष्टं कुर्वन्तिं किम्वा मानसं रोगरहितं कुर्वन्ति इति मम अनुभवः